महाराजा उपहारगृहं वा मम कृते तु अद्य फ़्रैड् रैस् नूडल्स् गोबीमन्चूरि अनन्तरम् अन्यखाद्यवस्तूनि अवश्यकानि शतजनानां कत् कृते अस्माकं गृहे तु समारम्भः वर्तते तदर्थम् आवश्यकम् अस्ति कति रूप्यकाणि भवति किञ्चित् डिस्कौण्ट् दातुं शक्यते वा